सम्प्रति भारतदेशे सस्राधिकभाषाः सन्ति तत्र सर्वत्र भाषायां संस्कृतपदानि सन्ति संस्कृतपदानि यदि न भवन्ति तर्हि तासां भाषाणां भाषा इति वक्तुमपि न शक्यते यथा शरीरे पङ्गुः भवति तद्वत् एव भाषा अपि पङ्गूवत् जायन्ते अतः भारतदेशे अन्येषु अन्यप्रदेशेषु संस्कृतभाषायाः सांस्कृतिकं भाषिकञ्च प्रभावः महत्वपूर्णः अस्ति एव अत्र नास्ति संशयः